हलो हरि ओं हरि ओं हा नमस्ते महोदय हा हा सर् सर् हा श्रुणोमि सर् वदतु आहा आम् आमां चलति आमां दृष्टवती दृष्टवती चलति तत् कार्यं भवतां एन् जि ओ पक्षतः वा भवतां एन् जि ओ पक्षतः वा अस्तु आमां चलति समीचिनतया चलति तत्र किमस्ति तत्तु अस्माकं ग्रामे बहु दिनात् पूर्वमहं बहु वारं चिन्तितवती अत्र हास्पिटल् आवश्यकमस्ति चिकित्सालयः आवश्यकमस्ति किन्तु अधुना तत् कार्यं चलति इति श्रुत्वा वा दृष्ट्वा वयं सर्वे किञ्चित् सन्तुष्ट भवामः कारणं किम् अस्माकं तु ग्रामे ग्रामात् तद् नगरं किञ्चित् दूरे अस्ति खलु अकस्मात् यदि कोऽपि ऋग्णः जातः चेत् तर्हि कुत्र गच्छामः वयं तर्हि अकस्मात् यदि कोऽपि ऋग्णः जातः तर्हि अस्माकं ग्रामे एव चिकित्सालयः अस्ति इति विचिन्त्य वयं सर्वे अधुना सन्तुष्टाः किन्तु हा बहु समीचिनतया चलति तत्कार्यं किन्तु आम् आम् आमां चलति अधुना तु आमाम् अधुना अधुना बाङ्ग्मून् आमाम् अस्माकं बाङ्ग्मून् ग्रामं तु अधुना त्रिपुरा राज्ये नम्बर् वन् विलेज् रूपेण ते सर्वकारपक्षतः अपि सूचयित्वा दत्तवन्तः किमर्थम् अस्माकं ग्रामे सम्यक्तया भवतां एन् जि ओ पक्षतः ते ग्रामीणाः महिलाः कार्यं कुर्वन्ति प्रत्येकस्मिन् दिनाङ्के सा सार्धषट् सप्तवादने प्रातः ते आगच्छन्ति सर्वत्र स्वच्छताकार्यं ते कुर्वन्ति सार्द एकघण्टापर्यन्तं ते एव कार्यं कुर्वन्ति बहुसमीचीनतया चलति किन्तु यदि एन् जि ओ पक्षतः जलवितरणविषये किमपि यदि भवताम् अस्ति किमपि परियोजना ओ हो हो हा हा हा हा आ हा हा आमामां सत्यं बहू समीचिनं तर्हि कारणं किम् अस्माकं ग्रामात्तु बहु दूरे अस्ति खलु नगरं तत्र गमनागमने बालिकानां कृते बहु क्लेषः भवति एतदर्थमिति महाविद्यालयः अत्र आमां तर्हि न बहु बहु साधु साधु तर्हि एकवारं चिन्तयन्तु तद्विषये खलु आवश्यं अवश्यमावश्यं वयं ग्रामिणः आहा अस्तु अस्तु अस्तु अवश्यं सूचयामि अवश्यं महाविद्यालय चिकित्सालय जलविषये स्वच्छताविषये यदि किम कुत्रापि कापि असुविदा अस्ति समस्या अस्ति चेत् अहं सूचयामि महानानन्दः जायते महोदयः धन्यवादः धन्यवादः धन्यवादः शुभदिनं